मनोरञ्चनविषये वक्तुमेव न आवश्यकं किमर्थम् इत्युक्ते दूरवाणी अस्ति वा मम मनोरञ्चनसमयः तदेव इति बालकाः वदन्ति यत्रकुत्रापि पश्यतु गृहे वा बहिः वा बस्याने उपविशन्ति वा तिष्ठन्ति वा तदा अपि दूरवाणी किमर्थम् इति पृच्छामः चेत् मम मनोरञ्चनाय दूरवाणी तत्र दूरवाण्यां किं किं करोति इति पृच्छति चेत् एकं लिस्ट् एव बृहत् लिस्ट् एव वदन्ति किं किम् इति जानन्ति वा वाट्साप् फ़ेस्बुक् ट्विटर् यूटूब् स्नाप् चाट् स्नाप् चन् ट्विटर् एतानि सर्वाणि उपयुज्य मनोरञ्चनाय ते पश्यन्ति इति उदाहरणार्थं लियो इति एकं चलचित्रम् अस्ति तद् ह्यः एव आगतं परन्तु आधुनिकबालकाः तेषां मस्तकम् उपयुज्य फ़ेस्बुक् वा गूगल् वा कुत्रापि गत्वा तत् चलचित्रं डौन्लोड् कृत्वा अग्रिमदिनं दृष्टवन्तः पश्यन्तु बालकानाम् एतद् मनोरञ्चनविषये कियद् आकर्षणं जातं मोबैल् इन्टर्नेट् विषये परन्तु यदा वयं पश्यामः पूर्वकाले तु बालकाः राष्ट्रीयक्रीडाः नो चेत् गृहसमीपे ये बालकाः सन्ति तेषां सह मिलित्वा क्रीडन्ति नो चेत् गृहे विद्यमानाः पुरुषाः वा ज्येष्ठाः वा व सन्ति चेत् तेषां सह गृहे याः क्रीडा ये गृहे क्रीडाः तान् मात्रं क्रीडामः सम्भाषणं कुर्मः इति